मया मम नगरे अथवा अन्यनगरेषु बालकार्मिकाः न दृष्टाः परम् अन्यैः बालकार्मिकाणां विषये मया श्रुतम् अस्ति बालैः सम्यक् पठनीयं न तु कार्मिकवृत्तिः कार्यम् एव न कर्तव्यम् इत्यत्र तात्पर्यं न अवश्यं गृहीयकार्याणि पठनीयानि एव येन च तेषां कार्यकरणसामर्थ्यं वर्धितं भवति तथा च स्वकार्येषु स्वावलम्बिनः भवन्ति अन्यत्र गत्वा बालैः धनं न सम्पादनीयम् अर्थात् कार्मिकवृत्तिः सुतरां न कर्तव्या यदा च सर्वेऽपि जेष्ठाः बालकान् अधययनकार्यं प्रेषयन्ति अध्ययनार्थं प्रेषयन्ति प्रोत्सहन्ति च तदा बालैः कार्मिकवृत्तिः न कर्तव्या भवति होटेल् मध्ये सप्लैयर् रूपेण पात्रप्रक्षालनादिकं गृहीयकार्येषु गेरेज् मध्ये गृहनिर्माण गृहनिर्माणादिस्थानेषु बालकार्मिकाणां द्रष्टुं शक्नुमः